आकाशवाणी दूरदर्शनं तथा मुद्रणरूपमाध्यमेषु संस्कृतम् उपयुक्तं कथं वर्तते इति चेत् दूरदर्शनम् इत्यादिषु दूरदर्शनकार्यक्रमादिषु कथं तदुपयुक्तं वर्तते इति चेत् एकः कश्चन कार्यक्रमः करणीयः तत्र कार्यक्रमे ते संस्कृतमेव भाषयेयुः इत्थं संस्कृतस्य दर्शनेन जनैः संस्कृतम् अधीतं भवति इत्येवम् आकाशवाणौ अपि यदा ते संस्कृतं शृण्वन्ति श्रुत्वा श्रुत्वा तेभ्यः कश्चन एकः संस्कारः उदेति तेन संस्कारेण यदा ते संस्कृतम् अध्येतुं ते कक्षां प्रवेशयन्ति तदा तेभ्यः बहु सुलभाय भवति इत्येवं बहु उपयोगाय वर्तते मुद्रणरूपमाध्यमेषु अपि पत्रिकासु संस्कृतस्य कश्चन भागः निरूप्यते चेत् तत्र प्रतिदिनम् अध्येतारः पठितारः तां भागं तं भागं पठित्वा संस्कृतस्य अध्ययनं कर्तुं शक्नुवन्ति इत्येवं रूपेण संस्कृतं बहु उपयुक्तं वर्तते माध्यमेषु एवं निरूप्यते चेत् संस्कृतविषये संस्कृतमाध्यमं संस्कृतं लोकस्य विषये निरूप्यते चेत् बहु बहु सुलभं भवति अध्येतॄणां इत्थम् आकाशवाणौ अपि प्रतिदिनं यदि कश्चन भागः अथवा कश्चन विशेषः निरूप्यते चेत् अध्येतॄणां बहु सुलभं सुलभेन बोधः भवति इत्येवं रूपेण बहु उपयुक्तं वर्तते